नमस्कारः तेलङ्गानराज्ये इन्सुरेन्स् एवं श्ठार् एल्त् इन्सुरेन्स् इति नाम्ना बहु सम्यक् चलत् चलति किमर्थं चेत् स्टार् एल्त् जनाः गृहं गृहम् आगत्यापि ते कार्यं कुर्वन्ति इत्युक्ते ते अपि बहु व्यग्राः भवन्ति चेदपि अस्माकं परिचितारः ये सन्ति नो चेत् विद्यालयस्य वा कलाशालेषु ये जनाः भवन्ति तान् सूचयति ते कारयति चेत् उत्तमं भवति ता तेन कारणेन इदानीं स्टार् एल्त् जनाः स्टार् एल्त् इन्सुरेन्स् स्वीकरोति चेत् बहु सम्यक् कार्यं करोति स् स्टार् एल्त् इन्सुरेन्स् इदानीं तेलङ्गानराज्ये इदम् उदारणरूपेण भाग्यनगरे आस्पेटल्स् बहु व् वैद्यालयः बहवस्सन्ति तेन कारणेन ते बहु कुर्वन्ति उत्तम उपयोगः अपि अस्ति अनन्तरम् इन्सुरेन्स् एल् ऐ सि मध्ये अस्ति अन्य इन्सुरेन्स् बहवस्सन्ति ते अपि उत्तमानि कार्यानि कुर्वन्ति इति अहं मन्ये